साबून् भवति तत्तु चर्मरोग अधिकं करोति तथा तदानीं तद् तद् वर्जनीयम् किमर्थं कु सर्वमपि व्यत्यासं भवति तत्र केमिकल्स् भवति चेत् ब् भवति खलु तद् सर्वमपि वयं